इदानीन्तनसमये अपि जनाः विवाहः पर्वणः जन्मदिनस्य आचरणसमये एकत्र मिलित्वा गायन्ति नृत्यन्ति यूट्यूब् रील्स् इन्स्टाग्राम् दृष्ट्वा नर्तनं सम्यक् कुर्वन्ति गीतमपि गायन्त्येव किञ्चित् भिन्नरीत्या गायन्ति नृत्यन्ति अस्तु कालस्य परिवर्तनं यथा भवति तथा करणीयमेव खलु रेडियो कार्यक्रमाः इदानीं रेडियो जाकीस् बहु उत्तमरीत्या कुर्वन्ति यथा पूर्वे आकाशवाणी आसीत् तदा इदानीम् ते कुर्वन्ति बालाः युवजनाः तां बहु इच्छन्ति पूर्वे इयर् फ़ोन्स् नासीत् इदानीं हेड् फ़ोन्स् इयर् फ़ोन्स् एर् पोड्स् धृत्वा कार् याने लोकयाने रेडियो शृण्वन्ति दूरदर्शनस्य भिन्नभिन्नकार्यक्रमान् बहवः जनाः पश्यन्ति यत् तं भयते तत् ते पश्यन्ति युवजनाः राक् पाप् इत्यादयः सङ्गीत सङ्गीतकार्यक्रमं पश्यन्ति साल्सा कन्ट्रेम्ररि नित्यकार्यक्रमान् अपि पश्यन्ति बालाः बालकार्यक्रमान् पश्यन्ति नन्दन्ति च वृद्धाः यत् तं रोचते तत् ते पश्यन्ति आनन्दम् अनुभवन्ति सङ्गणके अपि सर्वे मनोरञ्जनं प्राप्नुवन्ति कालाय तस्मै नमः यथा कालस्य गतिः तथा वयं चलनीयं नो चेत् वयं पृष्ठे एव भवामः